वित्तकोषीयनिधिः उपलब्धम् इति एकं प्रथमं सोपानम् अस्ति तद् नि निधिः उपलब्धं चेत् अनन्तरं तस्य समीचीनम् एकं स्थाने स्थापनीयम् इति एकम् एव प्रामुख्यम् अस्ति कस्मिन् म्यूचुवल् फ़ण्ड्मध्ये स्थापयामः तत्र शार्स् इति वयं क्रीत्वा तत्र स्थापयामः चेत् केषु स्थलेषु तत्र अस्माकं धनस्य एका संरक्षणं कुर्मः इति सर्वं वयं सम्यक् चिन्तनीयं नो चेत् निधिः इत्यस्य महत्वं न भवति तत्र तादृशं विषयं ज्ञातुं तत्र प्रथमस्तरे तु निश्चयेन अन्तर्जालस्य एका महत्वम् एका बाढम् अस्ति अनन्तरं वार्तापत्राणि अपि बहवः तत्र सन्ति तत्र प्रति तत्र एतद् विषयमेव अधिकृत्य द्वि सप्ताहात् एकवारं वा मासे एकवारं वा तादृशम् फ़ोर्ट् नैट्लि वा मन्त्लि वा तादृशं पत्राणि सन्ति तद् वयं चित्वा समीचीनपत्राणि वयं स्वीकृत्य पठामः चेत् तत्र सम्यक् एका ज्ञानं प्राप्तुं शक्यते परन्तु तत् सर्वं ज्ञानं प्रा प्राप्य अपि वयं निश्चयेन वयमेव स्वयमेव चिन्तयित्वा कुत्र अस्माकं धनं संरक्षणीयम् इत्येव चिन्तयित्वा कार्यं करणीयम्